मम गृहे तु शौचालयः अस्ति अतः तत्तु बहु लाभः एव अन्यथा बहु कष्टं भवति स्म किन्तु यदि शौचालयः नास्ति तर्हि जनाः बहु कष्टम् अनुभवन्ति आधिक्येन महिलाः बहु कष्टम् अनुभवन्ति अतः इदानीं तु सर्वत्र सर्वेषु गृहेषु शौचालयः भवत्येव अतः समस्या नास्ति नास्ति चेत् बहु कष्टं मया तु कष्टं कदापि नानुभूतं यतः यत्र क्वचित् अहं गच्छामि तत्र तु शौचालयः भवत्येव अतः समस्या नास्त्येव